भारतस्य माध्यमक्षेत्रम् अत्यन्तं विस्तृतमस्ति अत्र वार्तामाध्यमानि स्युः आन्लैन् माध्यमानि स्युः सर्वविधमाध्यमक्षेत्रम् अत्यन्तं विस्तृतमस्ति प्रबलञ्च वर्तते अस्मिन् माध्यमक्षेत्रे सर्वविधवार्ताः अपि प्रस्तुताः क्रियन्ते राजनीतिवार्ताः स्युः क्रीडाकालीनवार्ताः स्युः विज्ञानस्य वार्ताः स्युः शिक्षणस्य वार्ताः स्युः मनोरञ्जनक्षेत्रस्य वार्ताः स्युः इत्थं सर्वविधाः अपि वार्ताः भारतस्य माध्यमक्षेत्रे सन्ति एव कदाचित् ताः वार्ताः सत्यं दर्शयन्ति कदाचित् ताः वार्ताः सत्यं न दर्शयन्ति यदि वस्तुतः तत्संवृत्तं भवति तस्य ग्रहणं स्वीकरणं स्वीकरणञ्च यदि कुर्वन्ति माध्यमिकाः ते वार्ताः यथार्थरूपेण प्रकाशनं कुर्वन् किन्तु यदि केचन अधिकारिणः स्वयमेव धनादिकं दत्वा वार्ताः प्रकाशयन्ति तर्हि ताः वार्ताः सत्यं न दर्शयन्ति इत्थं रूपेण बहवः माध्यमप्रकाराः समाजमाध्यमाः सामाजिकमाध्यमाः स्युः लौकिकाः माध्यमाः स्युः सर्वत्रापि वार्ताः प्रसारयन्ति तत्र मया ज्ञाताः काश्चन वृत्तपत्रिकाः नाम होसदिगन्त विजयवाणी उदयवाणी विश्ववाणी हिन्दू एक्स्प्रेस् इण्डियन् एक्स्प्रेस् टैम्लि इत्यादयः सन्ति